पृथिव्याः स्पन्दनं वृक्षेषु एव भवन्ति अतः केवलं वृक्षारोपणं न तदनन्तरं तस्य वृद्ध्यर्थं ऋत्वनुगुणं सावधानानि अपि करणीयानि एव आदौ वृक्षारोपणवेलायां स्वीकृतभूमिः जलमयी वा इति ज्ञातव्यम् तदनन्तरं तादृशमृदुभूमौ बीजानि वपेत् तत्रापि अजादशाखान् शिशिरे जातशाखान् हेमन्ते सुस्कन्धान् वृक्षान् वर्षाऋतोः प्रारम्भे च प्रारोपयेत् तदनन्तरं ग्रीष्मऋतौ सायं प्रातश्च शीतकाले दिनान्तरे वर्षासु यदा मृत्तिका शोषः जायते तदा च रोपिताः द्रुमाः सेतव्याः तथा च अविकाचशकुत्चूर्णस्य आठगद्वयं तिलाठगं सुक्तप्रस्थाः च गोमांसतुलया सह सप्तरात्रं यावत् जले संस्थाप्य तदनन्तरं मध्ये मध्ये तेन जलेन वृक्षाणां सेकः कार्यः तदा फलपुष्पाः तरुषु सम्यक् रूपेण आगच्छन्ति